अस्माकं समुदायस्य धार्मिकगुरुः स्वामिसमर्थः आसीत् तस्य जीवनकालः अक्कुलकोट मध्ये आसीत् बावि ट्वेन्ट् ट्वेण्टि टु वर्षः आयुः श्रीपादवल्लभस्य श्रीनृसिंहसरस्वत्याः च अन्तरं श्रीदत्तात्रेयस्य तृतीयः पुर्णावतारः अस्ति यः एकोनविंशतिशताब्द्यां महाराष्ट्रस्य अकुलकोटनगरे दीर्घकालं यावत् निवसति स्म स्वीक्रियते गङ्गापुरस्य श्रीनरसिंहसरस्वति स्वयं पञ्चादशीस्वामी समर्थत्वेन प्रकटितः प्रकटिता अहं नृसिंह भाणः श्रीशैलम् समीपे कार्दिलीवनात् आगच्छामि इति स्वामिनाम् उक्तम् यत् नर्सिंहसरस्वत्या अवतारः इति सूचयति स्वामि भिन्नभिन्न नाना भिन्न स्थानेषु निवसति स्म महाराजः गङ्गापुरे निर्गुणपादुकस्य स्थापनं कृतवान् तत शैलयात्राः अवसरे कार्दीलीवने अनेन अन्तर्धानं जातः प्रायः त्रयः त्रयोदश त्रयशतवर्षाणि यावत् महाराज अस्मिन कर्दलीवने घोरं तपस्या कृत्वान् अस्मिन् काले पिपिलिकाः तान् अक्रमयन्ति स्म एकस्मिन् दिने उद्धवो नाम काष्ठकर्ता तस्मिन् एव कार्दलीवने काष्ठं छिन्नति स्म तदा तस्य हस्तात् पा परशु स्खलितः सन् व बालुकायाः उपरि पतितः उद्भवस्य बहानी कृत्वा स्वामिमहाराजः भक्तानां हिताय पुनः उपस्थितः इव भवितुम् इच्छति इच्छति स्म परशुः